वस्तुतः भारतीयदर्शनेषु पक्षद्वयं वर्तते आस्तिकः नास्तिकः भेदेन तत्र च आस्तिकदर्शनानि सन्ति न्यायवैशेषिकसाङ्ख्ययोगमीमांसावेदान्तश्च वेदान्तश्च अनन्तरं नास्तिकदर्शनेषु त्रीणि भवन्ति चार्वाकः बौद्धः जैनश्च तत्र वस्तुतः दर्शनस्य पदस्य अर्थः अस्ति दृश्यते अनेनेति दर्शनम् अर्थात् येन उपकरणेन मनुष्यः स्वीयं जीवनाय अग्रिमं पथम् पश्यति तद् दर्शनम् इति उच्यते अर्थात् मनुष्यजीवनाय तस्य जीवने च सरलगमनाय दर्शनम् उपकारकं भवति अतः एव कस्य दर्शनस्य अद्यत्वे प्रासङ्गिकता इति वक्तुं तु महान् क्लेशः अनुभूयते मया यतः सर्वेषां दर्शनानां स्वीयं स्वीयं स्थाने महात्म्यं वर्तते एव